हरि ओम् हा वदतु ओ एवं वा वदतु वदतु भवान् इदानीं भवान् इदानीं लेप्टाप् पुरतः एव उपविशन् अस्ति वा हा उद्घाटितं एव अस्ति वा उद्घाटयति वा ओ ओ एवं वा अस्तु इव इदानीं तत्र भ्रम भ्रमती अस्ति खिल इदानीं तत्र विन्डोज् इति एकं बटन् अस्ति तत् नुदित्वा तत्र डि इत्यपि एकः अक्षरः अस्ति खलु तत् एकवारं द्वयमपि एकवारं प्रेस् कुर्वन्तु प्रेस् करोतु एकवारं पश्यतु तदा डेक्सटॉप् मध्येव गच्छति हा अभवत् वा हा इदा हा इदानीं किं करोतु विन्डोज़् बटन् प्रेस् कृत्वा तत्र आर् इति एकं बटन् अस्ति खलु तत् प्रेस् करोतु तदा कमांड् ओपन् भवति तत्र टेंप् इति टैंप् करोतु टि ई म् पि आ कृतवान् खिल हा हा एन्टर् प्रेस् करोतु हा इदानीं हा उद्घाटितं खलु इदानीं हा तत्र यत् किमपि दृश्यते सर्वमपि सिलेक्ट् कृत्वा डिलिट् करोतु तत् सर्वं टेंप्ररि फैल् अस्ति भवतः किमपि उपयोगार्थं किमपि नास्ति तत्र अतः चिन्ता मास्तु सर्वमपि डिलिट् करोतु हा करोतु हा अनन्तरं अनन्तरं रीफ्रेश् कृत्वा एकवारं रिस्टार्ट् करोतु हा वदतु हा तत् वा हा तत्र फैल् इति अस्ति खिल् एकम् ओप्शन् तत्र गत्वा तत्र सेव् एज़् इति एकः ओप्शन् अस्ति एकम् ओप्शन् अस्ति तत् तस्य नुदतु अनन्तरं तत्र यदा सेव् ओप्शन् आगच्छति तस्मात् प्राक् तत्र सेव् एज़् तत्र पी डि एफ् वा अन्य किमपि विकल्पाः भवति तत्र तत्र पी डि एफ् इति चयनं कृत्वा अनन्तरं सेव् इति ददातु तस्मात् प्राक् कुत्र सेव् भवति तदपि पश्यतु डेक्सटाप् मध्ये वा नो चेत् अन्य ड्रैव् मध्ये वा इति एकवारं पश्यतु यत्र भवान् इच्छति तत्र सेलक्ट् कृत्वा अनन्तरं सेव् इति स्था नुदतु तत्र तत् सेव् भवति यत्र भवान् इच्छति तत्र सेव् भवति हो चिन्ता नास्ति चिन्ता नास्ति अस्तु करोतु दूरवाणिं करोतु किमपि संशयः सन्ति चेत् दूरवाणिं करोतु अस्तु हा एवं वा आगच्छामि आगच्छामि एकवारं पश्यतु किमपि दोषाः सन्ति चेत् किमपि संशयः सन्ति चेत् वदतु अहम् आगच्छामि अस्तु तर्हि धन्यवादः राम् राम् राम् राम्